आदौ यदि सम्यक् तरणार्थम् आगच्छति तर्हि तावदेव विशाल जले गन्तुं शक्यते तत् तत्रापि यदि विशालेषु जलागारेषु गच्छामः तर्हि हस्त् हस्तेन अन्तः जलम् अन्तः स्वीकर्तव्यं भवति पृष्ठतः पादेन नोदनं नोदनीयं भवति तत्र एकं त्यजामः चेदपि क्लेशकरमेव भवति यदि तत् तस्मिन् विषये सम्यक् जान जानीमः तर्हि तत् नियन्त्रितुं शक्यते पुनः यदि अन्तः गच्छामः तर्हि कुम्भकं कृत्वा बहुकालपर्यन्तं तत्र स्थातुं स्थातव्यं भवति यदि कुम्भकम् अज्ञात्वा वयम् अन्तः गच्छामः चेत् तर्हि तत्र क्लेशकरम् एव अतः तस्मिन् विषये अवधातव्यं भवति यदि कासारेषु गच्छाम कासारेषु उत जलागारेषु यदि प्राणिनः गच्छन्ति तर्हि तत्रैव तस्य बन्धनं भवति प्राणिनः नाम अस्माभिः मनुष्यैः गम्यते चेदपि तत्र क्लेशकरमेव अतः कासारेषु जलागारेषु गमनं अनुचितमेव